हरिः ओम् अहं पूर्वमेव उक्तवान् मम गृहस्य इलेक्ट्रिसिटि विद्युत् तत् सम्यक् न प्रवर्तनं कुर्वन्ति इति तदर्थम् अहं निवेदनमपि दत्तवान् परन्तु एतावदा भवद्भिः किमपि कार्यं न कृतवान् तन्निमित्तं किमपि प्रवर्तनं न कारितवन्तः वानपि अतः अहं एतद् मम प्रार्थना वर्तते भवद्भिः यथा शीघ्रं तन्निमित्तं किं कार्यं कृत्वा तत् सम्यक् स्थापयतु इति मम प्रार्थना